हरिः ओं हरिः ओं आगच्छतु उपविशतु जलं स्वीकरोतु किं विशेषः अहो तस्य त् तस्य नाम किं

तत्रैव अस्माकं पक्षद्वारा अभ् अभिभावकः मेलनमस्ति ये छात्राः न्यूनाः अङ्काः प्राप्तवन्तः तर्हि भवत्याः पुत्राः अत्रैव अत्य् अतिः नूनाः अङ्काः प्रा प्राप्तवान् तत्र क्रीडाक्षेत्रेषु सः सम्यक् क्रीडति विज् तत्रैव आङ्ग्लभाषायां तस्य सम्यक् अङ्काः सन्ति पुनश्च तेलुगुभाषायां भाषायामपि अपि हिन्दी भाषायामपि विज्ञान् विज्ञान विज्ञान् विज्ञानक्षेत्रे तस्य अङ्काः न्यूनाः पुनश्च गणित् गणितक्षेत्रे अपि तस्य अङ्काः न्यूनाः तर्हि अस्माकं द्वारा अद्य अत्रैव मेलनमस्ति त् तर्हि अत्रैव भवत्याः अपि दोषाः भवति किमर्थं तर्हि भवती कदापि न पृष्टवती बालकाः मम किं करोति कथं पठति तत्र किं किं कार्यं दत्तवन्तः गुरुवर्याः प्राय् प्रायशः भवती गृहे अन्येषु कार्येषु शल्लग्ना भविष्यति तर्हि स्वस्य बालानाम् उपरि अपि ध्यानं दातव्यमस्ति यथा भव् भवत्याः बालकाः अत्रैव पठ् छात्र् अस्माकं छात्रः सः अत्रैव पठति तर्हि मध्ये मध्ये अस्माकं मेलनं किमर्थमस्ति मेलनेवार्थमस्ति स्वस्य बालकस्य स्थानं रक्षतु इदानीम् अतिनूनम् अङ्काः प्रा प्राप्तवान् अग्रिमे सः अनुत्तीर्णः भविष्यति

तर्हि भवि बहि तद् तत्रैव आपणे गत्वा क्रीणातु प्रेषयतु तस्य सविधे गत्वा वयं प्रतिदिनं कार्यं दद्मः खलु यदि यदि गृहे कापि समस्या अस्ति पठने वा पठने वा कापि गृह् गृहसमस्या अस्ति

अस्तु अस्तु अस्तु अरे अद्य अद्य मे अस्तु तर्हि अद्य एवं एकः अद्य अस्माकं विभागशः मेलनम् अत्रैव सम्पत्स्यते तर्हि पुनः मिलामः यदि कः अग्रिमसमये एवमेव समस्या आगच्छति चेत् स्वस्य बालकस्य ध्यानं रक्षतु यदि अस्माकं परिष्कारे सति वयमपि कुर्मः परञ्च अभिभावुकाः स्वस्य बालान् ध्यानं रक्षन्तु अस्तु अस्तु अस्तु अस् अस्तु भवती अत्र भवती अत्र आगच्छति धन्यवादः